हरिः ओं जि नमस्ते नमस्ते जि आं जि वासुदाम वासुदेवनेव वदामि जि वदतु जि आं श्रूयते जि श्रूयते जि आं जि आं जि मध्ये एकवारं भवतः गृहमार्गे आगतवान् परन्तु समयः नास्ति इति कारणात् अहं गतवान् वा आं जि वदतु जि अस्तु जि अस्तु जि आम् आम् आं स स्पर्शनं करोति चेत् आं जि जि मम मम एतद् जि कुत्र कुत्र तादृशम् एक फ़ीलिङ् भवति एक सर्वत्र भवति वा एक यन्त्रस्य मा मात्रं भवति वा

आं वा

एतत् सर्वम् अनुगुणं एतत् प्रा सम्यक् नास्ति इति एव अहम् अव अवगच्छामि जि कुत्रापि यत् सम्यक् कुत्रापि डिस्कनेक्ट् अभवत् वा इति द्रष्टव्यं जि तद् अद्य वा एकघण्टा इदानीं त्वरया एककार्यं क् मध्ये अस्मि अहं एकघण्टा अनन्तरम् आगन्तुं आगच्छामि चेत् शक्यं वा जि

अस्तु जि आं जि कि किञ्चित् व वस्तूनि क्रेतव्यं तत्र लभ्यते वा मा इद यर्त् वैर् फ़्यूस् वैर् अनन्तरं पैप् नलिका जि ऐ नलिका आवश्यं तद् समीपे लभ्यते वा नो चेत् इदग नगरे नगरतः आ तत् अस्तु नो चेत् तद् मय् क्रीत्वा आगच्छति न ते न रिटर्न् करोति जि वयं सं गृहं समीपे किल हा

अस्तु च् अस्तु च् तर्हि म् म् ब् तर्हि म म ग ग क्रीत्वा आग आगच्छामि जि यदि ए एतत् तर्हि अस्तु जि एकघण्टा निश्चयेन निश्चयेन किञ्चित् एक इदानीं समयः किं म् त्रि फ़िफ़्टीन् किल फ़ोर् फ़िफ़्टीन् मध्ये तत्र भवामि जि एक दश दिशम अप् आण्ड् डौन् भवति अस्तु जि निश्चयेन निश्चयेन निश्चयेन आगच्छामि जि धन्यवादः जि धन्य धन्यवादः